एकस्मिन् दिने अहं महाराष्ट्रे एव ट्रेकिङ्ग् करणार्थं गतवती तत्र वयं प्रातः पञ्चवादने आरोहणस्य आरम्भं कृतं कृतवन्तः वृष्टिकालः आसीद् अतः सर्वे शनैशनैः गच्छन्तः आसन् यदा वयं पीक् समीपे आगतवन्तः तस्मिन् समये अस्माकं मार्गः बहु क्लिष्टकरं जातम् एकस्मिन् पार्श्वे भूमिः अन्यस्मिन् पार्श्वे किमपि न आसन् यदि कोऽपि पतति चेत् अनुक्षणं पर्वतस्य अधोभागे गत्वा पतन्ति अस्माकं गणे एकः बालकः आसीत् तस्य पादस्य अधः शिलाखण्डं शिलाखण्डम् आगतं भाग्यवशात् तस्य मित्रः तं गृहीतवान् नो चेत् सः पतितः न नो चेत् सः पतितवान् सः इति एकम् आश्चर्यकरं ट्रेकिङ्ग् समये जातं जातं परन्तु परन्तु जातं परन्तु वयं सर्वे पीक् प्र प्राप्नुवन्तः कस्य अपि हानिः न जातं पुनः ट्रेक् करणसमये अहं छायाचित्राणि तु अवश्यं स्वीकरोमि किमर्थं नाम तद् मम समीपे मेमरीस् इति मेमरि मेमरिस् इति माध्यमेन भव भवति पुनः वयं तत्र किमपि किं किं कार्याणि कृतं कथम् अनुभवम् आसीत् तदपि सर्वं छायाचित्रमध्ये छाय छायचित्रमध्येव भवति अहं तद् छायाचित्राणि इन्स्टा इन्स्टग्राम्मध्ये वा वाट्सप्मध्ये मध्ये पो कदाचित् पोस्ट् करोमि नोचेत् तद् मम समीपे एव भवति यदा मम इच्छा भवति तस्मिन् समये अहं तद् दृष्ट्वा आनन्दम् प्राप्नोमि